अष्टादश जुलै पञ्चदश अधिकद्विसहस्रम् विंशति मार्च् अशीत्यधिकनवशतोत्तर एकसहस्रम् त्रिंशत् डिसम्बर् नवाधिकद्विसहस्रम् षट् फ़ेब्रवरी षट् पञ्चाशदधिक अष्टशतोत्तर एक सहस्रम् पञ्चविंशतिः सेप्टेम्बर् एकत्रिंशद् अधिकसप्तशतोत्तर एकसहस्रम्